हरि ओम् रेल् यानस्य विषये वक्तुं शक्नोमि अस्माकङ्ग्रामः शिव्मोग्गानगरम् इति इतः बहु रेल् यानं चलति प्रतिदिनं अस्माकङ्गृहं प्रत्येव रेल् यानस्य शब्दः श्रूयमाणः भवति भारतदेशे बहुत्र रेल् याने अहं प्रवासङ्कृतवान् अस्माकं देशस्य रेल् यानव्यवस्था बहुसमीचीना जायमाना बहुविस्तृतरूपेण च कार्यं प्रचलति अहं बहुत्र रेल् याने प्रवासङ्कृतवान् बेङ्गलुरुनगरतः नागपुरनगरं पर्यन्तं रेल् याने प्रवासङ्कृतवान् बहुत्र मैसूरुपर्यन्तं बहुवारं मया प्रवासः बहुत्र कृतः वर्तते